लेखनमहं केवलं मनोरसरूपेण लिखामि न तु व्यावसायिकतया अन्यैः विषयैः सह एतद् लेखनस्य अवसरः अतीवविरलतया लभ्यते किन्तु आसक्तिरेव कारणं लेखनस्य लेखने पुनः सामान्यतया यः कोपि विषयः मनसि स्फुरति चेत् तस्य लेखनरूपकरणार्थं चिन्तनं करोमि चिन्तनानन्तरम् एवं लेखितुं शक्यते इति कश्चननिर्णयः मनसि आगच्छति ततः परं तस्य लेखनस्य आरम्भं करोमि प्रायः मम प्रकोष्ठे अथवा महाविद्यालयेपि यदि अवकाशः समयावकाशः लभ्यते तदानीमपि किञ्चित् लेखनार्थं मम यत्नः भवति विशिष्टं स्थानमिति किमपि तत्रैव उपविश्य लेखनं करणीयमिति निर्णयः नास्ति मनसः यथा स्थितिः वर्तते यथा यदा लेखनं कर्तुं मनः अतीवप्रेरणां ददाति तदा लेखनकर्मणि मग्नः भवामि